मम बे बेकिङ्ग् विषये यदा गच्छामि कुतः यदा तदा यदा यदा अहं गच्छामि चेत् तदा मम पार्श्वे पत्राणि रक्षितानि सर्वदा एकः लैसेन्स् अस्ति वा लै लैसेन्स् आङ्गलभाषायां वदामि चेत् लैसेन्स् ड्रैविङ्ग् लैसेन्स् यथा स्वीकृतं तथा च इन् इन्सोरेन्स् पेपर् अस्ति चेत् आङ्गलभाषायां वदामि चेत् इन्सोरेन्स् पेपर् यथा स्वीकृतं स्वीकृतं तथा च बुक् अस्ति वा बैकिङ्ग् बुक् अस्ति ये ये पत्राणि अहं स्वीकृतं तदा च रक्षणार्थं सदा बैकिङ्ग्मध्ये हेल्मेट् हेल्मेट् स्वीक् आङ्गलभाषायां वदामि चेत् हेल्मेट् स्वीकृतं यदा चतुश्त्वारि वाहनानि चालितुं तदा तु सीट् बेल्ट् स्वीकर्तुं शक्यते तदा तु अहं बैकिङ्ग् विषये सर् सर्वदा पत्राणि स्वीक रक्षितानि सर्वदा